अहं मन्ये यत् शिक्षा सर्वादिकमूल्ययुता अस्ति शिक्षायाः माध्यमेन वयं स्वचिन्तनस्य दृष्टिकोनस्य च विकासं कृत्वा समाजे उच्चतमं स्थानं प्राप्तुं शक्नुमः माता सरस्वती देवी बुद्धिः तथा ज्ञानस्य देवी तस्य आशीर्वादेन वयं सर्वदा सम्यक् मार्गे गन्तुं शक्नुमः शिक्षा न केवलम् अस्माकं कृते अपि तु समाजस्य कृते अपि महत्त्वपूर्णा अस्ति शिक्षायाः माध्यमेन वयं समाजस्य विकासे अपि योगदानं दातुं शक्नुमः अतः वयं सर्वे शिक्षायाः महत्त्वम् अवगम्य शिक्षितुं प्रोत्साहयितारः भवेम